हरिः ओम् न एवं वा किमस्ति यत् अद्य भवत्याः पुत्रः वा प्रातः रुग्णः अभवत् तर्हि अहं वदामि भवति आगत्य स्वीकरोतु अस्य शिरोवेदना अस्ति कथमस्ति इत्युक्ते प्रातः यदा प्रार्थना आसीत् तस्मिन् समये बहु आसीत् तत्र बहिः तेन सह शिरोवेदना अभवत् सः अधः पतितवान् मिलित्वा उत्थाय अन्तः आनीतवान् अतः इदानीं सः अग्रे न अत्र स्थातुं शक्यते तर्हि भवती आगच्छतु इदानीं सः छात्रद्वयेन सह अस्ति सः छात्रौ तत्र तस्य साहाय्यं कुर्वन्ति तत्र विधिनादिकं वा औषधादिकं ददति पुनः एका तत्र अध्यापिका अपि अपि वर्तते इदानीं तु सम्यक् अस्ति किन्तु सः अग्रे नात्र अद्य शक्नोति अतः नेतव्य नयतु चिन्तयन्तु इदानीं परीक्षा अपि अनेनैव भविष्यति तर्हि रुग्णावकाशः तु अहं अधिकं न दातुं शक्नोमि यतो हि एतेषां पाठ्यक्रमः अपि अवशिष्टः अध्ययनं एतस्य छात्रस्य बहु परिश्रमापि आवश्यकं अतः दिनद्वयस्य एव अहं दातुं शक्नोमि रुग्णावकाशः अग्रिमे मासे प्रथम दिन दिनाङ्के अस्ति परीक्षा इति तु चिन्तनीयः विषयः वर्तते एकं कार्यं भवती कर्तुं शक्नोति गृहे अपि भवती किमपि किमपि पाठयतु यतो हि यदि समये न पाठ्यक्रमः यदि समापनं न भविष्यति चेत् परीक्षा मध्ये काठिण्यं भविष्यति अतः मित्रस्य पार्श्वे पाठ्यक्रमः अस्ति भवती दृष्ट्वा किमपि किमपि पाठयतु तेन एतस्य पाठक्रमः समापनं भविष्यति अनन्तरं वयमपि मिलित्वा प्रयत्नं कुर्मः चिन्ता नास्ति तदर्थं रुग्णावकाशानन्तरं यदि अत्र यदा आगमिष्यति चेत् विशेषरूपेण एकस्य अध्यापकस्य अहं कार्यं दास्यामि यत् तस्य छात्रस्य विशेषध्यानं ददातु येन अयं परीक्षामध्ये सम्यक् परीक्षोत्तीर्णो भविष्यति गृहे पाठयतु इदानीं आगत्य स्वीकरोतु भवत्याः पुत्रं आगच्छतु